उत्तरभारतं तथा दक्षिणभारतं भारते वयं सांस्कृतिकरूपेण बहवः भेदं पश्यामः भाषा तु भिन्ना एव अस्ति उत्तरभारते तु विविधा भाषा प्रयुज्यते हिन्दी अधिकतया अस्ति गुजराथी महाराष्ट्रराज्ये तु मराठिभाषा अनन्तरं छत्तीस्गढ मध्ये तु छत्तीस्गढी इति भिन्ना भाषा उत्तरभारते प्रयुज्यते दक्षिणभारते अपि भिन्नाः भाषाः प्रयुज्यते भाषाभेदः तु अस्ति एव आहारस्य आहारस्य विचाराः अपि भिन्नाः भिन्नाः सन्ति उत्तरभारतेषु कश्मीरराज्ये यदि वयं गच्छामः तत्र आहारः भिन्नः तत्र शीतम् अधिकमस्ति अतः तत्र आरः आहारः भिन्नः प्रयुज्यते मध्यभारते यदा आगच्छामः तदा उष्णता अधिकः अस्ति अतः उष्णपदार्थः तत्र अधिकः न प्रयुज्यते यदा दक्षिणभारते वयं गच्छामः तदा तण्डुलाः अधिकं तण्डुलस्य प्रयोगः अधिकः अस्ति मध्यभारते तु तण्डुलाः अधिकाः न प्रयुज्यन्ते तत्र भिन्नाः भिन्नाः खाद्यपदार्थाः वयं पश्यामः वस्त्राणि अपि भिन्नानि तत्र वायुगुणः अपि भिन्नः अस्ति शिक्षणमपि प्रत्येकराज्यस्य भिन्नभिन्नमेव अस्ति प्रथमा भाषा भिन्ना अस्ति अतः उत्तरभारतं दक्षिणभारतं सांस्कृतिकरूपेण भिन्नः अस्ति विविधे विविधेषु विषयेषु वयं भिन्नतां पश्यामः